अहम् अवश्यं नृत्यस्य रील्स् शार्ट्स् पश्यामि सामाजिकमाध्यमेषु मम प्रियाः नर्तकाः इति केऽपि न सन्ति परं यद् इष्टं भवति तद् तावदेव पश्यामि तथा च यद् इष्टं गीतं भवति तस्य रील्स् अथवा शार्ट्स् कथं क्रियते इति अवश्यं पश्यामि यदि मह्यं तैः कृतं नृत्यम् इष्टं भवति तर्हि अवश्यं तत्कृत्वा एकवारम् अभ्यासं करोमि परम् इमे इत्येव निश्चयपूर्वकं यः कोऽपि प्रियाः नर्तकाः केऽपि न सन्ति